आ हरि ओम् नमस्कारः महोदय आम् मेल् प्रेषितवति आम् अहं अयं उद्योगः मास्तु इत्येव किमर्थं नाम अस्य अपेक्षया मम कृते इतोपि सम्यक् वेतनं यच्छन्ति एकत्र तत्र अहं योजयामि इति मन्ये अत्र तु बहु कार्याणि अपि यच्छन्ति वेतनामपि न्यूनतया यच्छन्ति आम् अहम् अहं तु इदानीं संस्कृतं एवं तमिळ् च पाठयन्ती अस्मि इदानीं तु एकघण्टानिमित्तं द्विशतं प्राप्नुवन्ती अस्मि मम कृते तु एक् एकघण्टायाः कृते त्रिशतमपेक्षते तत्तु वेबिनार् चेत् पेर् हेड् एकस्य छात्रस्य कृते इतोऽपि शतरूप्यकाणि अधिकमपेक्षते हा तथा नास्ति किन्तु अन्य अन्यस्मिन् अन्यस्मिन् कम्पेनि मध्ये मम कृते अपेक्षितवेतनं ददतीति अस्तु मास्तु चेत् चिन्ता नास्ति अहं त्यक्त्वा गच्छामि अयमुद्योगं अहं प्रातः प्रातः घण्टाद्वयं सायङ्काले सायङ्काले घण्टाद्वयं यावत् पाठयन्ती अस्मि मास्तु अयमुद्योगः मास्तु अहमन्यत्र गच्छामि अस्तु अहं चिन्तयित्वा वदामि तर्हि इदानीं तु अहं इतः न गच्छामि इति निश्चयं कृतवती धन्यवादः